भारते पूर्वं तु निरुद्योगसमस्या इति बहु आसीत् अधुना निरुद्योगसमस्या इति नास्ति यतः वयं यत् पठामः यत् यस्य विषयस्य अध्ययनं कुर्मः डिग्री इत्यादिकं प्राप्नुमः तस्मिन्नेव विषये कार्यम् अस्माभिः कर्तव्यम् इति नास्ति जीवनोपायाः बहवः सन्ति इति कृत्वा तत्र निरुद्योगसमस्या इति एषः नैव आयाति किन्तु तत्र यस्मिन् स्थाने यस्य कार्यस्य अपेक्षा वर्तते तं तत् किं कार्यम् इति प्रथमम् अन्वेष्टव्यम् अन्विष्य अन्वेषणसामर्थ्यं यस्य विद्यते सः तु यत्र कच् यत्र कुत्र यत्र कुत्र वा गत्वा स्वजीवनं बहु सम्यग्रीत्या यापयितुं शक्नोति तत्र धनार्जनमपि कर्तुं शक्नोति अहम् इदमेव कार्यं कृत्वा जीवनं यापयामि इति सम्यक् किन्तु कदाचित् तत् कार्यं दैववषात् लभ्यते इत्येव नास्ति अतः कार्यान्तरे अपि नैपुण्यमपेक्षितं तथा आसक्तिः अपि अपेक्षिता वर्तते तत्र सर्वदा कार्यान्वेषणकौशल्यम् अपेक्षितम् कार्यान्वेषणकौशल्ये सत्येव किं कार्यम् अहं कुर्याम् इति सम्यक्तया ज्ञातं भवति अतः पूर्वं कार्यान्वेषणं कर्तव्यं पूर्वं प्रथमं प्रप्रथमं तु तत्र नूतनकार्यम् इति कृत्वा अस्माकं तत्र कथं तत् कार्यम् अग्रे नेतव्यम् इति तं कार्यम् अग्रे नेतव्यम् इति सर्वदा नैव ज्ञायते किन्तु कालक्रमेण तत्सर्वं ज्ञातमेव भवति अतः तत्र अग्रे कार्यं सम्यक् न प्रचलेत् इति भीत्या कार्यारम्भः

कुर्यात् इत्येव आग्रहः मम कोपि नास्ति किन्तु यत्र सर्वकारीय उद्योगाः भवन्ति तत्र तु सर्वेषां तत्र स्थानं कल्पनीयम् इदानीं परिशिष्टजातिः वर्ग तस्य कृते किञ्चित् स्थानं संस्थापयन्ति तत्र तेषां तेषां तु स्थानम् अवश्यं भवेत् किन्तु तत्रापि कथं ते उत्तमम् उत्तमरीत्या तत्र कार्यनैपुण्यं यदि प्राप्नुवन्ति तादृशान् एव तत्र तादृशाः एव तत्र चिताः भवेयुः यतः यत्किमपि कार्यं सम्यक् प्रचलनं सम्यक्रीत्या प्रचलेत् तर्हि प्रथमं तत्र कार्यनैपुण्यमपेक्षितम् अतः ये कार्ये कुशलाः ता ताः तानेव तत्र कार्यार्थं नियोजनीयम् अत्र जनरल् मेरिट् इत्यादिकं भवति तस्य तु उद्योगावकाशः अत्यन्तं न्यूनः एव भवति अतः सः यः क्रमः विद्यते तत्र किञ्चित् परिवर्तनम् अपेक्षितम् इति मम भाति मीसलाति इति यदि यदुच्यते तत्रापि सामर्थ्यकौशलं दृष्ट्वा एव तत्र चयनं कर्तव्यं यदि तादृशाः नैव उपलभ्यन्ते तर्हि तत्र ये अकुशलाः ता तान् नैव योजनीयम् अन्येषां कृते अपि तत्र अवकाशः दातव्यः भवति ये कुशलाः सन्ति अतः एवं क्रियते चेत् उद्योगावकाशः सर्वेषां लभ्यते एव अपि च इदानीं नूतनकार्यादिकं यत् यद्यत् कर्तुं शक्यते तत्सर्वं सर्वकारेण विचिन्त्य इदानीं ग्रामीणकौशलादिकं बहु लुप्तं जायमानं विद्यते अतः ग्रामे विद्यमानानाम् अपि जीवनयापनार्थं यद्यत् अपेक्षितं तत् सर्वं कल्पनीयम् इति धिया ग्रामीणकौशल्यवर्धनार्थं ग्रामे अपि कश्चन उद्योगः संस्थापनीयः तत्र अन्तर्जालव्यवस्था सर्वेषु ग्रामेषु भवेत् एवं क्रियते चेत् उद्योगावकाशः सर्वेषां लभ्यते इति मम अभिप्रायः धन्यवादाः